गृहे कोपि आगच्छति तर्हि अहं नूतनः पदार्थाः अहं तस्य खा खादनार्थम् अहं करोमि तर्हि चिन्तनं किम् अधुना

तद् दोसा कर् करणार्थम् अहं तस्य समदर्वी अस्मि समदर्वी तर्हि दोसा तस्य करोमि तत् कारणार्थं समदर्वी आवश्यकमस्ति रोटिकां करोमि तत्रैव अपि आवश्यकमस्ति वेलनी रोटिकाकरणार्थं वेलनी तस्य पोपाटं तस्य किमपि अनन्तरं तस्य मा शाकमस्ति शाकं करणार्थं तस्य भर्जनपात्रमस्ति तस्य उत ओदनमस्ति तु ओदनं तस्य बाष्पस्थालीं कुकर् बाष्पस्थालीं तस्य भर्ज भर्जपात्रं तस्य कड्वयी त कार्यं सर्वपात्राणां कृते आवश्यकमस्ति चमसः आवश्यकमस्ति कोपि तस्य तस्य अवलेहः अस्ति चेत् अवलेहं परिवेशय इव परिवेशयामि चेत् तत्रैव चमसेन तस्य परिवेशयामि अनन्तरं जलमस्ति त जलं तस्य चषकेन तस्य जलं तत्रैव अहं दास् ददामि तत्कारणार्थं भिन्नभिन्नः पात्राणि पाककले बहूनि भिन्नभिन्नः पात्राणि आवश्यकमस्ति